यदा अहं पाकं करोमि तस्मिन् समये मम गृहे माता सामान्यं भोजनं स्थापयति सहोदरी गत्वा पात्राणि प्रक्षालयति किञ्चित् अन्यः एकः सहोदरः अस्ति सः सः कर्तनं सम्यक् जानाति इति कारणात् आलूकं कर्तनं करोति रक्तफलं कर्तनं करोति मरिचिकाकर्तनं करोति पलाण्डुम् अपि कर्तनं कृत्वा स्थापयति अनन्तरं समान समये मम मम माता सामान्यं तद् वस्तूनि सर्वं स्वीकृत्य तैलं योजयित्वा पाकं करोति तस्मिन् समये सहोदरि पात्रं समाप्य सा प्रक्षालनं कृत्वा आनयति एवम् एव चलति यदा मित्रैः सह कार्यं करोमि तस्मिन् समये मित्राणि अहं सामन्यं भोजनं स्थापयित्वा शाकानि प्रक्षाल्य मम मित्रस्य हस्ते ददामि ते तद् कर्तनं करोति सामान्यं वृन्ताकं कर्तनं करोति पुष्पशाकं कर्तनं करोति पुष्पशाकं जले स्थापयित्वा ददाति एवं यदा शाखानि अस्ति एकः एकः मित्रः एकः मम मित्रः सः मूलकं कर्तनं करोति अन्यः एकः पलाण्डुकर्तनं करोति एवं मिलित्वा सामन्यरीत्या पाकं कृत्वा वयं मिलित्वा खादामः